न्यायस्थानीय विषयेषु अत्र अधिवक्तारः बहवः सन्ति तेषां साहाय्यं सर्वैः स्वीक्रियते अहमपि स्वीकरिष्यामि सामन्यतया भू भूमिसम्बद्धविवादाः अथवा पारिवारिकविषये विवादाः ग्रामीणप्रदेशे किं भवति चेत् कुटुम्बे एव ज्येष्ठाः भवन्ति प्रथमं ते एव उपविश्य यदि सा काचित् समस्या वर्तते तस्याः परिहारः यथा अत्रैव कर्तुं शक्यते तथैव प्रयत्नः सर्वत्र विधि विधीयते कदाचित् यद् यत्र ज्येष्ठानां ज्येष्ठाः न भवन्ति अथवा ज्येष्ठानां विषये गौरवं श्रद्धा यत्र न भवति तत्र न्यायलयं प्रति गमनम् अथवा पोलिस् व्यवस्थायां प्रवेशः इत्यादिकं भवति किन्तु सामन्यतः विशेषेण परिवारसम्बधसमस्याः तु न्यायालयं प्रति गच्छन्ति इति ग्रामीणप्रदेशेषु न्यूनम् पारि परिवारे एव ज्येष्ठाः ये वर्तन्ते ते एव तत्र परिहारं प्रयच्छन्ति